अस्माकं राज्ये अनेके प्रमुखाः धार्मिकोत्सवाः सन्ति अत्र पर्याप्तं सङ्ख्यायां हिन्दुः मुस्लिम् सिक् उत्सवाः आचर्यन्ते वयं दिवाली होली गणेशचतुर्थी नवरात्रिः ईद् रंज गुरुपूर्णिमा इत्यादयः उत्सवाः आचरामः एते सर्वे उत्सवाः महता धूम् धामेन आचर्यन्ते जनाः च महता उत्साहेन आचरन्ति अहं सर्वान् उत्सवान् बहु रोचयामि परन्तु दिवाली मम कृते विशेषः उत्सवः अस्ति वर्णोत्सवः अस्ति ज्योतिभिः गृहाणि अलङ्कारं अलङ्करोति च दिपावलिदिने मिष्टान्नभोजनं दीपप्रज्वालनं पटाकाविस्फोटनं च सर्वेषां महतीं सुखं ददाति अत्र गणेशचतुर्थीपर्व महता धूमधामेन आचर्यते अयम् उत्सवः गणेशस्य आराधनाय आराधनाय च आचर्यते गणेशचतुर्थीदिने जनाः गणेशस्य मूर्तिं स्थापयन्ति पूजां च कुर्वन्ति अस्मिन् उत्सवे जनाः भगवतः गणेशस्य गीतानि गायन्ति प्रसादान् वितरन्ति विस्फोटकम् आरतिम् अपि कुर्वन्ति एतेषां मम राज्ये प्रमुखाः धार्मिकाः उत्सवाः सन्ति एतस्मिन् उत्सवे अहं बहु उत्साहेन करोति